क्रीडाङ्गणे क्रीडकस्य बहु महत्वमस्ति तत्र क्रीडकस्य व्यवस्था करणीया बहु आवश्यकम् अस्ति क्रीडकस्य व्राज् वैद्यकीया व्यवस्था तथा निवासव्यवस्था तथा तस्य भोजनस्य व्यवस्था बहु सम्यक्तेन करणीयं यदा क्रीडकस्य स्वास्थ्यं सम्यक् नास्ति तदा क्रीडापि सः क्रीडितुमपि तु सः सम्यक्तेन शक्नोति तत् कारणेन तस्य राजक् व्यवस्था सम्यक्तेन करणीयम् आवश्यकी अनन्तरं राजकीय समूहः क्रीडकस्य बहु सम्यक्तेन व्यवस्था करोति क्रेत् राजकीयस्तरे यः यः क्रीडकः क्रीड् क्रीडयन्ति तस्य व्यवस्था बहु सम्यक्तेन अस्ति